भारतदेशे तु इदानीं नर्तनम् इत्युक्ते बालिवुड् एव तथा अभवत् सर्वत्र कुत्रापि गच्छतु विवाहकार्यक्रमे मेहेन्दीकार्यक्रमे अनन्तरं विद्यालयेषु अपि बाल् बालिवुड् नृत्यमेव चलत् अस्ति अतः एवं वक्तुं शक्यते सामान्यं कामन् पब्लिक् इति वयं वदामः खलु अधिकाः अधिकजनाः बालिवुड् तः बालिवुड् तः एव प्रभाविताः सन्ति बहु न्यूनम् अस्ति यत्र कुत्र एवं शास्त्रीयं नर्तनपि शास्त्रीयनर्तनम् इत्युक्ते भरतनाट्यं कुचुपीडि तथा सर्वं चलत् अस्ति कार्यक्रमाः ते अपि भवन्ति किन्तु अधिकतया बोलिवुड् तः एव प्रभाविताः सन्ति अस्माकं नर्तकाः नर्तकाः इत्युक्ते बालकाः अपि बालकाः बालिकाः अपि बालिवुड् तः एव प्रभाविताः सन्ति कुत्रापि गच्छतु कुत्रापि पश्यतु सर्वत्र इदानीं नर्तनमेव चलति अनन्तरं बालिवुड् गीतानि गीतानि एव भवन्ति सर्वत्र अतः भारते सर्वेभ्यः रोच्यमानानि रोच्यमानानि इत्युक्ते अधिकतया कालाचस्मा अस्ति खलु तद्गीतं तु सर्वत्र चलति एव कुत्रापि पार्टि भवति तत्र कालाचस्मागीतम् श्रूयतेव अनन्तरम् अभितोपार्टीशुरुहुवाहै तद्गीतमपि सर्वत्र चलत् अस्ति दिल्बर् दिल्बर् चिटिया कलय्यारे तदपि अस्ति अनन्तरं किञ्चित् किञ्चित् पूर्वतनकाले गच्छामः चेत् तानि गीतानि इत्युक्ते इस् द टैम् टु डिस्को बोलेचूडियारे बोलेचूडिया शा वा शा वा एवं तथा तु बहूनि गीतानि स गीतानि सन्ति बोलिवुड् गीतानि सन्ति इदानीं तु वयं या फ़ेस्बुक्मध्ये तत्रापि सर्वे लघु लघु लघु लघु बालाः अपि बालिवुड् रेकार्ड् स्थापयित्वा नृत्यं कुर्वन्ति अनन्तरं तदेव पालकाः वीडियो कृत्वा वीडियो कृत्वा सर्वत्र प्रेषयन्ति तद् किञ्चित् किं भवति अति अभवत् इति भासते यदा कदा एतावत् आवश्यकं वा इति तथापि भासते किन्तु किं करणीयं समाजे इदानीं सर्व् सर्वत्र तथा एव चलत् अस्ति केवल अन्तरे मजा करणीयम् इति भावना एव चलत् अस्ति अस्माकं संस्कृतभाषायामपि बहु सुन्दराणि गीतानि सन्ति किन्तु तत्सर्वम् अधिकजनानां कृते न रोचते एव भारतं भारतं भवतु भारतम् इति कियत् सुन्दरगीतम् अस्ति तत्गीतं स्वीकृत्य एव सर्वे तथा लोकगीतैव लोकनर्तनं कर्तुं शक्यते किन्तु इदानीं तु बालिवुड् समयः अस्ति सर्वत्र बालिवुड् बालिवुड् बालिवुड् गीतानि एव भवन् अस्ति